शिल्पकलायाः भविष्यम् उज्ज्वलम् अस्ति इदानीं बहुप्रदेशेषु देवालयानां जीर्ण जीर्णोद्धारः पुनर्निर्माणं च प्रचलन् अस्ति तत्र शिल्पकलायाः अवकाशः बहु वर्तते शिल्पकलायाः संवर्धनार्थं शिल्पकलायाः प्रशिक्षणकेन्द्राणाम् इत्यपि अधिकानि केन्द्राणि आवश्यकम् इति मम विचारः